मूल्याङ्कानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहणस्य शैक्षणिकं मौल्यमपि वर्तते यतोहि अनेन विविधदेशानाम् आर्थिकसामाजिकराजनीतिकस्थितेः ज्ञानं भवति तथा च साक्षात् मुद्रां दर्शयित्वा ज्ञापयितुं शक्नुमः यत् का मुद्रा कस्य देशस्य वर्तते इति